आं द्वित्रिवारं मम जीवने समयः आपतितः यत्र प्रधाननिर्णयं स्वीकरणीयः आसीत् अहम् एका एव इति नास्ति परिवारसहितमपि तदा अहं यानि पुस्तकानि पठितवती महापुरुषाणां जीवितकथासु तासु कथासु एतस्य सन्दर्भस्य सदृशं किमपि घटना अस्ति वा इति चिन्तयामि चिन्तितवती अपि तत्र ते कथं व्यवह्रतवन्तः इति विचिन्त्य अस्मिन् सन्दर्भे किं कर्तुं शक्यते इति पश्यामि दृष्टवती अपि पूर्वं यावत्स्छक्ति शान्तमनो भूत्वा निर्णयं स्वीकरोमि परिवारजनानाम् आप्तमित्राणाम् अभिप्रायम् अपि स्वीकरोमि